मया किञ्चित् समयपूर्वम् एकम् इयर्फ़ोन् क्रीतमासीत् तद् इयर्फ़ोन् किञ्चिदपि सम्यक् नास्ति एक एकात् कर्णात् श्रूयते पुनः अपरकर्णात् तु किञ्चिदपि न श्रूयते पुनः यथा यदा अहं तद् प्रयोगं करोमि तथापि कर्णे अपि बहुकष्टः भवति अन्यद् बहुकष्टकरमस्ति मया मम कर्णे इन्फ़ेक्शन् अभवत् अतः मम् निवेदनं न कः अपि स्वीकरोतु तत् इयर्फ़ोन्